ग्राम्यक्षेत्राणां मध्ये तत्र लगोरि अथवा एतत् कब्बड्डि इत्याद्यः क्रीडाः भवन्ति ग्राम्यक्षेत्रे तालिम् इत्यादिक्रीडाः अपि कळरिपेट् अथवा शारीरिकक्रीडानाम् अधिकं महत्त्वं प्रदीयते नगरक्षेत्रे तावत् शारीरिकक्रीडार्थं तत्र स्थलमेव नास्ति ते महाविद्यालये विद्यालयेषु ग्रौण्ड् मध्ये यत्र कुत्रापि अतिरिक्तस्थलेषु क्रीडनं करणीयं तर्हि अयमेकः क्लेशः पुनः नगरक्षेत्रे शटल् काक् इत्यादिक्रीडाः अतः वालिबाल् क्रीडाः इत्यादि यत्र ग्रौण्ड् इत्यादिनिर्मितं यत्र मैदानं निर्मितं तत्र चलति परन्तु ग्राम्यक्षेत्रे तथा धनं दत्वा ये तादृशक्रीडनार्थं क्लेशाय क्लेशाय वर्तते क्रीडार्थं क्रीडनार्थं क्लेशाय वर्तते परन्तु ग्राम्यक्षेत्रे किं भवति एतद् जलाशयेषु स्नानादिकरणं तरणम् इत्यादिक्रीडाः भवेयुः भवन्ति च नगरे तरणार्थम् अपि भवन्ति परन्तु तत्र जनानां स्वल्पावकाशः वृक्षारोपणम् इत्यादौ ग्राम्यक्षेत्रे भवति ग्राम्यक्षेत्रे शुद्धवायुः पुनः शारीरिकी शारीरिकी शारीरिकस्वास्थ्यं दृष्ट्या सम्यक् भवति नगरक्षेत्रे पुनः गृहेषु दूरवाणी अथवा चलनं टि वि द्वारा प्रचलति तादृशे वीडियो गेम्स् द्वारा चलच्चित्रं दृश्यश्रव्यं क्रीडनद्वारा क्लेशाय तत्र महत्त्वं न भवति तदर्थं ग्राम्यक्षेत्रस्य क्रीडनार्थं प्रोत्साहं भवति ग्राम्यक्षेत्रे अपि पुनः वालिबाल् शट्ल् काक् अथवा इत्यादिक्रीडनार्थं तेषां कृते नगरपञ्चायत् इत्यादिषु इत्यादिनां कृते तेन सहायं देयं भवति